बाल्ये मया सङ्घस्य क्रीडाः अधिकाः क्रीडिताः वर्तन्ते तत्र मया सङ्घस्य क्रीडा कबडि इति नाम्ना प्रसिद्धा क्रीडा ताम् अहं बहुवारं क्रीडामि स्म प्रतिदिनं क्रीडामि च तत्र अहं नियमाः एवं वर्तन्ते कबडिमध्ये पक्षद्वयं वर्तते समानजनाः समानं क प्लेयर्स् भवन्ति तत्र एकस्मिन् पक्षे तु एकः क्ष् एकस्मिन् पक्षतः एकः रेडिङ्ग् प्रति अपरस्मिन् पक्षे गच्छति तत्र म मध्यवर्तिरेकां स्पृष्ट्वा सः कबडि कबडि इति उच्चारयन् त्रिंशत् अर्धनिमेषं यावत् सः गत्वा कम् अपि स्पृष्ट्वा कम् ता कानपि स्पृष्ट्वा सः अन्तः आगच्छेत् मध्यवर्तीं स्पृष्ट्वा तस्य पक्षे आगच्छेत् तत्र सः आगच्छति चेत् कमपि स्पृष्ट्वा आगच्छति चेत् यं सः विरोधः अपरस्मिन् पक्षे यं स्पृष्ट्वा आगतवान् अस्ति रैडर् सः बहिः गच्छति तस्य यः एकं स्पृष्टवान् चेत् कमपि पृष्टवान् चेत् तस्य अङ्कः रेडर् प्र रेडर् पक्षस्य कृते आगच्छति ततः इदानीम् एवं भवति रेडर् गच्छति किन्तु सः गृहीतः भवति गृहीतः भवति चेत् मध्यवर्तिरेकां न स्पृशति गृहीतः भवति कबडि न उच्चारयति चेत् तद्विरोधपक्षस्य कृते अङ्काः गच्छन्ति अथ सः एवं भवति चेत् रेडर् बहिः गच्छति ये बहिः गताः आसन् ते तत्र कश्चन एकः अन्तः आगच्छति ततः क्रीडा अनुवर्तते एवं वालिबाल् अपि क्रीडिता मया वालिबाल् खोः को अपि च ब बह्व्यः क्रीडाः मया क्रीडिताः वर्तन्ते